मया एकं घटियन्त्रम् एकसप्ताहात् पूर्वं क्रीतमस्ति तत्र एकसप्ताहः ग अतीतः अधुना तस्मिन् यन्त्रे बहवः दोषः आगताः तत् मध्ये मध्ये स्थगितं भवति मध्ये मध्ये तस्य चलनं भवति मया विद्युत्कोषः नूतनरूपेण स्थापितः परन्तु तथापि एषा स्थितिः तथैव अस्ति तस्मात् इदं घटीयन्त्रं सम्यक् नास्ति व्यवहर्तुमपि न शक्यते